बालश्रमविषये तु श्रुत्वा दृष्ट्वा च अतीवदुःखं भवति इदानीमपि क्षेत्रे बालश्रमः भवति ग्रामेषु याः पाठशालाः सन्ति तत्र बालकाः पठितुं न आगच्छन्ति निश्शुल्कं पाठशालाः सन्ति तथापि बालकाः न आगच्छन्ति तस्य कारणं किं नाम बालकाः क्षेत्रेषु कार्यं कुर्वन्ति स्वबालकैः सह मातापि पित् पितृभ्यां सह ते कृषिकार्यं कुर्वन्ति पुनः नगरेषु अपि कुत्रचित् दृश्यन्ते

तद् ये एतादृशं कार्यं कुर्वन्ति कारयन्ति तेषां बोधनं कुर्मः बालकानाम् अधिकारः केवलं पठने अस्ति तस्य पठने एव तस्य बाल्यकालः गच्छेत् पठने क्रीडने तत्रैव बालकस्य बाल्यकालः गच्छेत् बाल्यकालः श्रमस्य कृते नास्ति केवलं मातापितॄणां सहायः करणीयः अस्ति तदा कदाचित् सः किञ्चित् कार्यं कर्तुं शक्नोति स्वगृहेषु कार्यकरणं नाम न बालश्रमः पितुः स् सः पितुः स् कार्ये सहायः करणीयः मातुः सः कार्ये सहायः करणीयः तद् नाम न बालश्रमः परम् केपि बालकाः यदि सम्पूर्णं गृहकार्यं बालकैः कारयन्ति बालकद्वारा कुर्वन्ति बालिकाः एव बाल्यकालतः पाकादिकं कुर्वन्ति तर्हि तद् न उचितम् स्वकार्यं सु प्रत्येकबालकः स्वकार्यं कुर् करोतु चिन्ता नास्ति परम् पठने तस्य समयः गच्छेत् पठनविषये रुचिः वा कथं वर्धयितुं शक्नुमः तस्य विषये वयं बोधनं कुर्मः आचरामः